मम ग्रामे तु केऽपि नर्तकाः एव न सन्ति मम मण्डले सन्ति वा अहं न जानामि किन्तु यदि नर्तकाः स्युः तर्हि तेषां कृते समस्याः सामान्यतः भवन्त्येव एवं भवेयुः कदाचित् तेषां गृहे एव समस्याः स्युः अन्यथा ये छात्राः पठनार्थम् आगच्छन्तः भवन्ति तेषां गृहे समस्याः स्युः शुल्कदाने वा समयदाने वा अपि च यदि तद् ग्रामीणाः तेषां कृते साहाय्यं न कुर्वन्ति चेत् सः महान् क्लेशः भवति तेषां कृते अपि च नर्तकस्य यत् नर्त् यत् नर्तनम् अस्ति तद् महत्वपूर्णमिति सर्वैरपि मन्तव्यं तदभावेऽपि नर्तकस्य कृते क्लेशः एव भवति